भवत्याः नाम किं भवती किं पठति इदानीं आ केचन प्रश्नाः भवत्याः सन्ति वा इति वदन्तु

अस्तु मानसिकसम्मर्दं तदनन्तरम् अन्यतमः केचन प्रश्नः अस्ति वा आम् आम् आम् अस्तु तदानीं तत्र प्रायः किं भवति प्रायः ओ के ओ के अस्तु अस्तु अस्तु अस्तु षोडशवर्षीया एव तत्र मानसिकसंमर्दमस्ति पठने क्लेशमनुभवति तदनन्तरं केचन प्रश्नः वा एकवारमपि वदतु पठ पठ अस्तु अस्तु ट्यूषन् अपि अस्तु तत्र केचन प्रश्नाः अस्ति वा भवतः कृते सुहृत् अस्ति वा सुहृत् सुहृत् अस्ति वा सर्वेषां कृते सम्यक् रीत्या सम्भाषणं कर्तुं शक्यते वा सम्भाषणं केचन समये एव सम्भाषणं करोति अस्तु अस्तु शृण्वन्तु भवती षोडशवर्षीया एव तदेव तत्र टीनेजर् प्रोब्लमेव तत्र अस्ति टीनेजर् कौमारः प्रायः एव टीनेज् एज् मध्ये सम्भवति तत्र माने मानसिकसम्मर्दं सर्वसाधारणमेव सर्वेषाम् मनुष्याणां तस्मिन् समये मानसिकसंमर्दम् अत्यधिकं क्रोधं टेन्शन् इत्यादि सर्वं सम्भवति तत् केचन रोगः न भवति तत् सर्वसाधारणमेव अतः पठनकार्ये च स्वयं ताम् शान्तं शान्तं कृत्वा एव पठनं करणीयम् एवं सदा फ़्रेण्ड्स् मध्ये एवं गृहे मातापिदरौ सहाकं सदा सम्भाषणं करोतु पठनकार्य टेन्शन् मा कुरु एवं क्रोधम् अस्ति चेत् क्रोधमपि मा कुरु तदा इति शक्यते चेत् मेडिटेषन् अपि करोतु डिटेल् सर्वं सम्यक् एव पुनरपि वक्तुव्यं वा अन्यस्मिन् दिने एव पश्याम अन्यस्मिन् दिने कोल् कुरु धन्यवादः